मम शास्त्राध्ययने बहु समीचिनम् आसीत् अहं ज्योतिषशास्त्रम् अधितवान् परन्तु ज्योतिषशास्त्रे अध्ययनावसरे बहु आवश्यकं भवति नक्षत्राणि तिथि वार नक्षत्र योग करण इति पञ्च अङ्गानि भवन्ति एतेन कारणेन पञ्चाङ्गम् इति वक्तुं शक्यते तदर्थं पञ्चाङ्गस्य आधारेण ग्रहनक्षत्राणाम् आधारेन जातकनिर्माणं जातकं वक्तुं जातकस्य शुभाशुभकर्मफलानि वक्तुं बहु आवश्यकं तथा वक्तुं शक्यते इति कारणेन ज्योतिषशास्त्रं वेदाङ्गे चक्षुषी सदृशं भवति ज्यौतिषशास्त्रं बहु समीचीनतया जननमरणचिन्ता अथ तथापि रोगचिन्ता नष्टा ग्रहचिन्ता सप्तविंशति नक्षत्राणि एतादृशकारणेन शास्त्राध्ययनं समीचीनतया करणीयं समीचिनतया करोति चेत् समीचिनतया वक्तुं प्रभवन्ति अधिकां ज्ञानं प्राप्तुं समर्थयन्ति इति वक्तुं शक्नुमः